मम ग्रामः उत्तरकन्नडमण्डलस्य यल्लापुरतालूक् मध्ये आनुगोड इति ग्रामः तत्र कौडीकरे दुर्गापरमेश्वरीदेवालयः वर्तते तत्र विशेषेण सः देवालयः प्रायः महाभारतकाले पाण्डवाः ये आसन् ते निर्मितवन्तः इति प्रतीतिः वर्तते तत्र विशेषेण बहवः नागरिकाः तत्तत्क्षेत्रीयाः सर्वे आगत्य तत्र पूजादिकं कुर्वन्ति तथा एव सर्वस्मात् प्रदेशादपि जनाः आगच्छन्ति एवं तत्र विशेषेण नवरात्रिकाले नवधिन नवदिनानि तत्र जात्रामहोत्सवः भविष्यति तत्रापि विशेषेण अस्माकं धर्मगुरवः श्रीमद्गङ्गाधरेन्द्रसरस्वतीस्वामिनः तत्र विशेषेण तस्य देवालयस्य जीर्णोद्धारमपि कृतवन्तः एवं तस्मिन् प्रदेशे विद्यमानाः विद्यमानाः जनाः अपि तत्र प्रतिदिनं पूजां कुर्वन्ति एवं तत्र विशेषेण दुर्गापरमेश्वर्याः सान्निध्यं सान्निध्यं वर्तते एवमेव तत्र तत्र निकटे एव महागणपतिदेवालयः अपि वर्तते तत्र त सः देवालयः घण्टे गणपति इति अपि प्रसिद्धमस्ति तत्र बहवः सर्वस्मात् प्रदेशात् अर्थात् बेङ्गळूरु इत्यादिप्रदेशादपि जनाः आगच्छन्ति